मह्यं चारणं बहु रोचते चारणार्थं मम इष्टतमः भूविन्यासः वर्तते ताडोबा इति सः प्रदेशः सुन्दरः प्रदेशः तत्र वनसम्पतिः बहु सुन्दरी अस्ति वनं सुन्दरं वर्तते वृक्षाः सन्ति स्थानं तु बहु रमणीयमस्ति तस्मिन् प्रदेशे भ्रमणं कृत्वा अहं बहु आनन्दम् अनुभवामि तत्रत्यः वातावरणं परिसरः तत्रत्यः जीवनं बहु सुन्दरम् अस्ति तत्र वायुः शुद्धः भवति तत्र सूर्यप्रकाशः सम्यक् भवति तत्र वृक्षाणां विविधता वर्तते प्राणिनः सन्ति पक्षिणः सन्ति तेषां कलरवः अपि मधुरः भवति तत् श्रोतुम् अहं बहु इच्छामि तदर्थं तस्मिन् प्रदेशे भ्रमणार्थं बहुवारं गच्छामि तत्र पादाभ्यां भ्रमणं करणीयम् इति बहु कठिनं कार्यं यतः तत्र श्वापदाः भवन्ति कदाचित् तत्र हिंस्रप्राणिनः अपि भवन्ति परन्तु अभ्यासेन वयं तत् स्थानं ज्ञातुं शक्नुमः तत्र गत्वा कुत्र निवासः करणीयः केन मार्गेण गन्तव्यं तस्मिन् विषये अपि ज्ञातुं शक्नुमः अभ्यासेनैव त शक्यं भवति परन्तु तस्मिन् स्थाने निवासः तु एकः बहु महत्त्वपूर्णः अनुभवः वर्तते यतः तत्र निवासः किञ्चित् कठिनः भवति तत्र रात्रिसमये भिन्नभिन्नपशवः आगच्छन्ति तत्र निवासः कृत्वा कदाचित् प्राणस्य अपि हानिः अपि भवितुमर्हति परन्तु रात्रिकाले अपि ट्राकिङ्ग् कृत्वा अथवा चारणं करणं बहु महत्त्वपूर्णं तदर्थं सहसा एव करणीया